योगाभ्यासं मम अभिरुचिरूपेण स्वीकर्तुं मुख्यतः मम पितामहः अस्ति नवाधिकनवसहस्रतमवर्षे यदा अस्माकं स्थाने योगस्य अभ्यासः प्रचलन् आसीत् तदा सर्वदा मम पितामहः नवति वयसि प्रातःकाले योगासनस्य अभ्यासार्थं गच्छति स्म तदा मम मनसि अपि अभिरुचिः उत्पन्ना तथा मम चिन्तनम् आसीत् मम पितामह नवति वयसि योगासनं कुर्वन्ति चेत् किमर्थम् अहं न करोमि तदा मम पितामहः अपि मां योगस्य महत्त्वस्य विषये विस्तारेण वर्णनं कृतवान् तदा मां सर्वदा तेन सह योगाभ्यासं कर्तुं नीतवान् तदनन्तरम् अहं मन्दं मन्दं सरलासनं कठिनासनम् इत्यादि कर्तुं समर्थः ततः एव मम योगस्य विषये मम अधिका अभिरुचिः उत्पन्ना